हरिः ओम् नमोनमः भगिनी स्वागतमस्ति आं महोदया भवत्याः अत्र स्वागतमस्ति किं वाञ्छसि किम् इच्छसि हा तर्हि भवत्याः मनसि या कापि शङ्का अस्ति तस्याः निराकरणम् अत्र भविष्यति चिन्ता नास्ति कस् कस्य कृते भवती प्रष्टुमिच्छति

अच्छा लघुबालकः हा शिशुः अस्ति तर्ही शिशोः कृते अत्र लसीकरणं भविष्यति विविधाः गुलिकाः औषधानि सन्ति अत्र चिल्ड्रान् स्पेषालिस्ट् भविष्यति एवमेव यदि शिशुः बालकस्य परिस्थितिः चिन्ताजनकमस्ति चेत् तत् अतः अत्र इन्क्युबेटरपि अस्ति हास्पिटल् चिकित्सालये सः एड्मितपि भवितुमर्हति तर्हि या कापि शङ्का अस्ति तर्हि अत्र निराकरणं भविष्यति अत्र आगत्य चिन्ता न करणीया न हा समयः अस्ति दशवादनतः प्रातःकाले दशवादनतः सायं षड्वादनपर्यन्तं बालरोगतज्ञाः अत्र आगच्छन्ति ते सेवा अपि कुर्वन्ति अत्र विविधाः परिचारिकाः अपि सन्ति महोदया चिन्ता न करणीया

आं सम्यक् आं सम्यक् व्यवस्था अस्ति महोदया अत्र लघु लघु दोला अस्ति माता मातुः क् कृते अपि पर्यङ्कः अस्ति बालानां कृते दोला अस्ति बालरोगतज्ञाः प परिचारिकाः अत्र आगत्य उत्तमोत्तमसेवाः ते दास्यन्ति महोदया चिन्ता न करणीया भवती स्वशिशुं गृहित्वा अत्र आगच्छतु सेवां पश्यन्तु तदनन्तरं विचारं कुर्वन्तु महोदया हा महोदया दि एषः विवेकानन्दचिकित्सालयः अस्ति सेवार्थम् अस्ति तर्हि किञ्चित् औषधानां यद् रूप्यकाणि अस्ति तदेव दास्यतु तदेव ददतु अन्यथा अत्र सेवाशुल्कं नास्ति

धन्यवादः धन्यवादः सर्वे भवन्तु भा सर्वे भवन्तु सुखिनः